संस्कृतभाषा अस्माकं भाषायाः जननी अस्ति परन्तु आङ्ग्लभाषायाः आगच्छति भारतदेशे तत् कार तत् पूर्वम् एव विविधप्रान्तभाषायाः प्रचलति परन्तु तद् आङ्ग्लभाषा आगच्छति तदनन्तरं सर्वेषां मुखे आङ्ग्लभाषायाः मुखे आगच्छति आङ्ग्लभाषा सर्वेषां भाषायाः शब् शब्दः सरलः जातः वदनार्थम् तत्कारणे मुखे बालकाः जनाः स् ङ्गलि अङ्गलभाषां स्वीकृत्य व्यवहारं करोतु उदाहरणं उदाहरणार्थं टेबल् इति शब्दः इति शब्दः अस्ति तत्कृते संस्कृतशब्दः किमस्ति अहं विस्मृतवान् एतत् कारणेन अहम् अस्माकं भाषा संस्कृतभाषा अहं विस्मृतवान् नूतनां भाषां स्वीकुर् स्वीकुर्मः परन्तु अस्माकं भाषां न विस्मृतवान्